अस्माकं क्षेत्रे जनाः अधिकानि वृक्षाणि रोपयितुं किं कुर्वन्ति के के उपक्रमाः वर्तन्ते इत्युक्ते कदाचित् कार्यक्रमस्य अवसरे नूतननूतन सस्यान् आनीय वपन्ति तेषां वापोत्तरम् जलस्थापनं पोषकद्रव्याणां स्थापनम् इत्यादि रूपेण वृक्षस्य वर्धनं पालनं सम्यक् कुर्वन्ति अपि च वृक्षच्छेदनस्य विषये मम किं मतम् इत्युक्ते वृक्षच्छेदनं न कर्तव्यं यतः अग्रिमं जनरेशन् प्रति भविष्यं प्रति अस्माकं जीवनम् इदानीन्तनं जीवनं सम्यक् भवेत् इदानीं सम्यक् भवेत् चेत् वृक् यथा वयम् इष् वयं सम्यक् भवामः इदानीन्तने इदानीन्तने काले वयं सम्यक् भवामः चेत् सम्यक् स्था संस्थापयामः चेत् अग्रे आग् आगामिकाले सम्यक् भवति भविष्यमपि सम्यक् भवति परम्परापि सम्यक् रक्षितः भवति अतः वृक्षच्छेदनविषये मम मतिः नास्ति वृक्षच्छेदनं न कर्तव्यम् इति अपि च जनाः तस्य विषये प्रेरणां प्राप्नुयुः वृक्षच्छेदनं न कर्तव्यं वृक्षस्य वपः सस्यानां वपः व रोपक रोपणकरणम् इत्यादिविषये ते तेषाम् अभिप्रायं स्वकीयं निर्धारं सम्यक्तया तत्र नियोगः कर्तव्यः इति मम आशयः अपि च जन् अन्ये ये न जानन्ति तेषां मनसि अपि ते प्रेरेयेण प्रेरणं दद्युः अपि च इदानीं ये पठन्तः भवन्ति शालायाम् तेषां निकटे अपि गत्वा वृक्षाणां परिचयः तेषां वर्धनकरणेन अस्माकं जीवनम् कथं भवति भविष्यकाले भारतदेशं कथं भवति इत्यादिविषये चिन्तनं कृत्वा वृक्षाणां छेदं न कर्तव्यम् इत्यादिविषये अवेर्नेस् दत्वा सम्यक्तया भविष्यार्थं जीवनं वृक्षाणां पालनं च कर्तव्यम्